अहं संस्कृतं त्रयवर्षः प पूर्वात् आर आरब्धवती आरब् आरभ्य आरम्भं आरब्भं कुर्वती मम शिक्षकः शिक्षकः शशि सार् नाम विश्वसंस्कृतप्रतिष्ठानं प्रतिष्ठानं मध्ये अहं प्रवेशः परिचयः कोविदा इति इति अहं अपठम् वर्षात् पूर्वम् अहम् अव अहम् अद्य अद्य इदानीम् अहं गीतासोपानं पठत् पठति मम अद् तदपि विश्वसंस्कृतं प्रश् प्रतिष्ठानं मध्ये अन्तर्जालं मध्ये अहं पठामि अहं पूर्वं मुम्बै राज्ये वसति अत्र समये उन्नि कृष्णन् नाम एकम् अध्यापकः म मम संस्कृतं पठनीयम् इति उक्तवान् त्वं संस्कृतं पठनीयम् इति उक्तवान् बाल्यकाले अपि मम मम संस्कृते अभिरुचिः अस्ति परन्तु संस्कृतं पाठनं कर्तुं न शक्यते

अपि अपि अहं ये विश्वसंस्कृतप्रदिष्ठानं मध्ये संस्कृतं किञ्जित् किञ्जित् पठति सम्भाषणम् अपि किञ्चित् कर्तुं शक्नोमि स संस् संस्कृत अहं मम अभिरुचिः पुराणं साहित्यं श्लोकम् उपनिषत् पुराण पुराणे ए सभि ग्रन्थः ग्रन्थः ग्रन्थः ग्रन्थासु मम अभिरुचिः अस्ति इति कारणात् अहं नारायणीयं सौन्दर्यलहरी एतत् प गृहे पठामि ये प पठ्यते पाठनीयं करणीयं कर्तुम् उच्चारणम् अवश्यम् उच्चारणम् अर्थम् अपि अव अवश्यम् इति मम मनसि अस्ति अर्थमभिः ग अर्थमपि महा गृहीत्वा इदं एतत् श्लोकं श्लोकं पठितुं शक्यते इति मम मनसि अस्ति इति कारणात् अहं संस्कृतं पाठनम् आरम्भं कुर्वति अपि मम अहं मम पु मम पुत्रः पु पुत्रः पुत्री सर्वं कुटुम्बे कुटुम्बस्य कुटुम्बे सर्वे जनाः मम संस्कृतपठनात् प्रोत्साहं ददाति ददति अहं संस्कृतेन सम्भाषणं कर्तुं कर्तुं बहु परिश्रमं करोति